हरिः ओम् आत्मरक्षणार्थम् युद्धकलाशिक्षणं शिक्षणम् अवश्यं आवश्यकं मनुष्यः उत्तमं जीवनं यापयति तर्हि ए अन्यः कोपि तस्य उपरि प्रहारं कर्तुम् कदाचित् इच्छन्ति मूर्खाः दू धूर्ताः भवन्ति जघन्याः मणकाः भवन्ति ते निष्कारणम् अन्यस्य उपरि आक्रमणं कुर्वन्ति तदर्थम् अस्माकं आत्मरक्षणाय प्रत्येक् प्रत्येकः व्यक्तिः अपि इदृशः युद्धकलायाः शिक्षणम् आवश्यकं स्त्री वा भवतु पुरुषः वा भवतु तस्य आत्मरक्षणाय आवश्यकम् न केवलम् आत्मरक्षणाय अपि तु दुष्टशिक्षणे शिष्टरक्षणे अपि उपयोगाय भवति एतदर्थं प्रतिदिनं किञ्चित् समयं वयं युद्धकलायाः अभ्यासं अवश्यं करणीयम् अहं निश्शस्त्रयुद्धम् इत्युक्ते नियुद्धम् अभ्यासम् अपि कृतवान् इदानीं मम आयुः षड्षष्टिः अस्ति अद्यापि अहम् अष्टोत्तरशतदण्डप्रहारान् कृतवान् अहं प्रातः वन्नाट्येट् दण्डप्रहारान् अहं कृतवान् दण्डसाधनेन एवं करणेन अस्माकं जीवने सर्वत्र सक्रियता भवति अस्माकं यदि इदं ब्राह्म्यमिदंक्षात्रम् इति अस्माकं ज्येष्ठाः वदन्ति तथा अस्माकं बुद्धिकुशलता शरीरदार्ढ्यता द्वयोः मध्ये समञ्जनं भवति अस्माकं देहरक्षणाय देशरक्षणाय अपि हितकारि भवति इति अहं मन्ये